आरोग्यादिदृष्ट्या चिन्तनीयञ्चेत् संस्कृताध्ययनेन संस्कृतस्य जीवनशैली ज्ञाता अर्थात् आयुर्वेदजीवनम् योगजीवनम् इदं सर्वं संस्कृताध्ययनेनैव ज्ञातं पुनश्च संस्कृताध्ययनस्य कारणतः संस्कृतं ये अधीतवन्तः ज्येष्ठाः तेषां सम्पर्कः जातः तेषां जीवन जीवनशैली अपि ज्ञाता इदं व्यक्तित्वे अस्य महत् महान् प्रभावः जातः इति एकं संस्कृतौ अर्थात् मम अनुष्ठानादिविषये अथवा अन्यैः सह सम्भाषणादिविषये अनेन महान् प्रभावः जातः